विवाहेषु किं नृत्यं क्रियते यदि वयम् एवं पश्यामः चेत् विभिन्नविभिन्नस्थलेषु अन्यदन्यत् नृत्यं कुर्वन्ति यथा मया दृष्टमस्ति उत्तरप्रदेशे यदि वयं बिहार् गच्छामः चेत् बिहारे यत् प्रसिद्धं नृत्यं ते तत् कुर्वन्ति यदि वयम् इतोपि अग्रे उत्तरप्रदेशे गच्छामः चेत् तत्र तत् प्रसिद्धमस्ति ते तत् कुर्वन्ति यदि देल्ली देहल्ल्यां गच्छामः चेत् तत्र तत्र भरतनाट्यम् अपि च क्लासिक साङ्ग् भवति तदनन्तरं यदि पञ्जाब् गच्छामः चेत् तत्र भाङ्गडा धमक् चोकडि ते स्वस्य परम्परा यद्भवति तत् कुर्वन्ति यदि तत्र तया कश्चन बहितः आगतं चेत् सा स्वस्य प्रदेशे यत् क्रियते तत् सः दर्शयति विवाहेषु कर्तुं कानि उत्तमगीतानि सन्ति इति इदानीं पश्यामः विवाहकाले यदि क्लासिक् साङ्ग् कुर्मः वादयामः चेत् तत् सम्यक् भवति इत्युक्तौ यदि तब्लावाद्यम् अनन्तरं वेणुम् अनन्तरं हार्मोनियम् अनन्तरं गिटार् अनन्तरं सितारा यदि इदं सर्वं यदि वादयामः चेत् तत्र तत्रत्य वातावरणं बहु सम्यक् भवति तत् विवाहकाले उत्तमगीतानि एते सन्ति